हलो अहं श्रुति वदामि भवत्याः नाम किं भवती कस्मात् प्रदेशात् आगतवती हलो भवती आम् अहं श्रुति वदामि भवती कस्मात् प्रदेशात् आगतवती किञ्चित् स्वकीयं शैक्षणिकं परिचयं ददातु अस्तु सम्प्रति भवती कुत्रचित् कार्यं करोति वा तस्या अपि परिचयं ददातु भवत्याः कार्यानुभवः कति वर्षात्मकमस्ति भवती उक्तवती यद्भवत्याः विद्यावारिधि उपाधिः लब्धा कुतः भवत्याः एषा उपाधिः लब्धा तस्य शीर्षकं किं अस्तु ध्वन्यालोकस्य यद्विषयः तत् कस्मिञ्चित् अन्ये ग्रन्थेपि प्राप्यते वा अस्तु अस्तु अस्तु अस्तु समीचीनं भवती किं वेतनमानमपेक्षते बहुसम्यक् वयं शीघ्रमेव अस्य साक्षात्कारस्य परिणामः विश्वविद्यालयस्य अफ़िशियल् वेब्सैट् उपरि प्रेषयामः धन्यवादाः